गृहार्थं यानार्थं कदापि मया ऋणं न स्वीकृतं किन्तु शिक्षार्थं कदाचित् ऋणं स्वीकृतं व्यापारार्थमपि कदापि ऋणं न स्वीकृतं कृषिक्षेत्रार्थम् एकदा ऋणं स्वीकृतम् आसीत् वस्तुतः कथम् ऋणं कथं स्वीकर्तव्यं यदा वयम् अन्यस्य नि निकटे गच्छामः वदामः मम कृते शतं रूप्यकम् यच्छतु भोः मम कृते इदानीम् अपेक्षा अस्ति यदा एवं पृच्छामः तदानीम् अन्तःकरणे अस्माकं बहु खेदः भवति भोः कीदृशं भोः इदानीम् एषः यच्छति वा न वा इति इति प्रश्नः आगच्छति अतः यदि न इच्छति चेत् तर्हि अस्माकं मानम् अस्ति तद् गच्छति अतः अस्माकं मानं यथा न गच्छेत् तथा अस्माकं मनसि भवेत् यदि सः न यच्छति चेत् अस्माकं मानङ्गच्छति इति मनसि भवति किन्तु ए एतादृशी प्रक्रिया भवति यदा वयम् ऋणं स्वीकुर्मः अनन्तरं म चिन्तनमारभ्यते भोः इदानीं पञ्चवर्षाणि जातानि सप्तवर्षाणि जातानि तस्य धनमेव न दत्तमस्सि तस्य ऋणमेव न अहं प्रत्य अर्पितवान् अतः एता एतादृशं एतादृशं सर्वम् आरभ्यते तथा सति अस्माकं कृते बहु क्लेशः मनसि बहु क्लेशः बहु मनसि मनसि बहुक्लेशाः उत्पद्यन्ते तथा सति अस्माकं मनः सम्यक् न भवति मनश्चञ्च चाञ्चल्यं वर्धते

नियमः एव न भवति किमपि एवं न भवति